हरिः ओम् भवान् कः लैफ़् इन्शोरेन्स किं भवति

अस्तु अस्तु मया तु पूर्वं चिन्तितं लैफ़् इन्शोरेन्स जीवनसुरक्षा तु मन्ये अनुमिना अहम् अमरः भविष्यामि मम स् जीवनं सुरक्षितं स्यात् किन्तु किन्तु भवान् किमपि धनं याचते तर्हि तर्हि तर्हि मम जीवनस्य सुरक्षा अस्ति अथवा मम परिवारजीवनस्य सुरक्षा अस्ति यदि यदि यदि अहमेव न भविष्यामि तर्हि मम जीवनस्य सुरक्षा कथं लैफ़् इन्शोरेन्स इति पदस्य कस्य कस्य लैफ़् इन्शोरेन्स अस्तु अस्तु भ भवन्तः प्रतीयन्ते यमराजसदृशाः भवन्ति मृत्युं स्मारयन्ति अहं तु मृत्युं मृत्युं विस्मृत्य अन्यत्र अध्ययने अध्यापने च संलग्नः भवामि यतोहि अजरामरवत् प्राज्ञः विद्यामर्थं च चिन्तयेत् तु आत्मानम् अहम् अमरं मन्ये किन्तु भवन्तः तथा मृत्युं स्मारयन्ति मन्ये अमङ्गल् अमङ्गलस्य सूचकाः भवन्तः सन्ति अस्तु अस्तु इदा न न अस्तु अस्तु अस्तु

मन्ये एतत्करणेन भवतः अपि जीवनं सुरक्षितं भविष्यति तो लैफ़् इन्शोरेन्स इति भवति मन्येऽहम् आश्रितस्य जीवनस्य सुरक्षा यः क कारयति तस्य सुरक्षा भवतः अपि लाभः भवति अस्तु एतत् एतत् मया परि परिहासेन उक्तं यतोहि यतोहि सर्वे एवं कुर्वन्ति अतः मया तु एतत् कारितं पूर्वमेव वर्तते अस्तु अस्तु समाप्त्येव भवतु समाप्त भव

समाप्ति करणीया एवम्